तावत् उत्सुकतया अहं संग्रहणं न करोमि इदानीं यतो हि मम पार्श्वे तावत् समयः नास्ति यदा अहं शालायां पठन् आसम् तत्र महाविद्यालये पठन् आसम् तदा किञ्चित् आसक्तिं दर्शितवान् आसम् संग्रहणमपि बहु कृतवान् इदानीं उद्योगे अस्मि इति कारणतः तत्र वर्धनार्थं समयः नास्ति किन्तु ये मूल्याङ्काः मया संगृहिताः ते सर्वे सुरक्षिताः सन्ति तावदेव